महिलानां सम्मुखीभूता समस्या यौवन उत्पीडनं दहेज् व्यवस्था अम्ल अट्याक् इत्यादयः भारते महिलानां स्थितिः भूमिका च विगतसहस्राब्देषु तीव्रपरिवर्तनं दृष्टवती अस्ति प्राचीनकाले भारतीयमहिलानां भूमिका केवलं गृहे एव तेषां परिवारेषु च सीमितम् आसीत् मध्ययुगीनकाले स्त्रियः स्थितिः बहुधा न्यूनीभूता आधुनिककाले च महिलाः स्व अधिकारस्य समानतायाः च कृ ते युद्धं कर्तुम् आरब्धवत्यः पूर्वम् एतादृशं नासीत् किन्तु अधुना बालिकाः अपि पुरुषाणां समानाः इति मन्यन्ते अध्ययनेषु अपि समानाधिकारः दत्तः अस्ति